हरिः ओम् मत्कृते अन्नं व्यञ्जनम् च आवश्यकं तत्र शाकव्यञ्जनमेव स्थापयतु पुनः अहं बहिरस्मि इत्यतः मत्सकाशे स्थालिका नास्ति अतः पत्रनिर्मितस्थालिका तथा चमसः अपि स्थापयतु